अहं रामटेकेन् रामटेकनगरे वसामि तत्र एकः बहु प्राचीनः पुरातनः राममन्दिरं वर्तते सः राममन्दिरः गडमन्दिरः इति नाम्ना सम्पूर्णमहाराष्ट्रे प्रसिद्धः तत्र बहवः बहवः क्षेत्रेषु बहवः स्थानेषु बहवः जनाः आगच्छन्ति ते जनाः प्रभुरामचन्द्रस्य दर्शनं कृत्वा प्रसन्नाः भवन्ति अनन्तरं ये जनः अत्र दर्शनार्थम् आग् आगच्छति आगच्छन्ति तेषां कृते अत्र निवासव्यवस्थाः व्यवस्था अपि वर् वर्तते न तु मन्दिरस्य निवासस्थानं नास्ति तर्हि अत्र बहवः होटेल्स् लोज् इत्यादिकं बहवः वर्तते तर्हि तत्र तेषां कृते निवासस्य भोजनस्य सर्वस्य सर्वं सर्वस्य व्यवहारः सर्वस्य व्यवस्था भवति भवति सम्यक्तया भवति तर्हि ये ये ये जनः अत्र आगच्छन्ति ते जनः संपूर्णम् उपकृत्यं भूत्वा इतः गच्छन्ति